मम भगिनी शोधकार्यपर्यन्तं शिक्षां प्राप्नुयात् इति इच्छामि यतोहि तस्याः महाविद्यालयस्य विद्यालयस्य च अध्यापिका भवितुम् इच्छा अस्ति यू जी शी नेत् परीक्षायां सफलतां प्राप्य सा महाविद्यालये विश्वविद्यालये उत्तमशिक्षिका भवितुम् इच्छा अस्ति बालिकायाः शिक्षायाः विषये मम कोऽपि क्लेशः नास्ति वर्तमानयुगे बालकबालिकानां समानं भवति अतः बालकसदृशं बालिका अपि शिक्षाग्रहणं कुर्यात् तथा च अधुना तु बालिकाः एव देशरक्षां कर्तुं पारयन्ति अर्थात् देशरक्षां कर्तुं कोऽपि उपायं स्वीकर्तुं शक्नुवन्ति अतः एव कथितुं शक्यते यत् बालिकायाः शिक्षायाः विषये मम कोऽपि क्लेशः नास्ति